अस्माकं प्रदेशे सांस्कृतिकक्रीडाः बह्व्यः वर्तन्ते विशेषेण बालिकाः ताः क्रीडाः क्रीडन्ति चेन्नेमणे क्रीडा वर्तते गृहे गृहे एव तादृशक्रीडाः भवन्ति पुरुषाः अधिक्येन इस्पीट् क्रीडां क्रीडन्ति अत्र श्रमिकाः बहवः वर्तन्ते इति कारणात् मध्याह्णे भोजनकाले किञ्चित् एतेषां समयः भवति अथवा कदाचित् रात्रौ समयः भवति एकत्र सर्वे मिलित्वा सम्भाषाणं कुर्वन्तः तद्दिने ये व्यवहाराः सञ्जाताः तेषां विषये चर्चां कुवन्तः इस्पीट् क्रीडां बहु क्रीडन्ति अत्र कुक्वटक्रीडा बहु प्रसिद्धा तत्र तत्र आरण्यप्रदेशेषु मध्ये कुक्वटक्रीडां बहु क्रीडन्ति पुलिस् जनानां सह जनैः सह पूर्वमेव सम्भाषणं कुर्वन्तः तत्र अनुमतिमपि प्राप्य कुक्वटक्रीडाः अत्र यो आयोजनमपि कुर्वन्ति तेषां क्रीडा अत्यन्तं प्रसिद्धाः अत्र